मम प्रदेशे दुर्गोत्सवः अतीव प्रसिद्धः दुर्गा पौराणिकदेवी अस्ति आद्या शक्तिः महामाया शिवानी भवानी दशभुजा इत्यादयः इति नाम्ना प्रसिद्धा अस्ति दुर्गा वा दुर्गाम्बा नाम राक्षसं हत्वा दुर्गा इति नाम्ना अभवत् दुर्गा इत्यपि प्राणिनं दोषनाशनात् भवति ब्रह्मवधूः महिषासुर नाम राक्षसः यदा स्वर्गराज्यं स्वीकृतवान् तदा राज्यहीना देवाः विष्णुम् आश्रितवन्तः दुर्गायाः देवी सर्वदेव प्रभया प्रभायाः विष्णोर्वचनात् जायते देवशक्त्या सशक्ता नानाशस्त्रसंयुता एषा देवी महिषासुरं युद्धे मारितवती अतः देव्याः एकं नाम महिषासुरमर्दिनी अस्ति दुर्गापूजायाः परम्पराविषये पुराणेषु लिखितमस्ति यत् पुराणकाले राजा सुरतः तस्य ज्ञातिः समाधिवैश्य च एकस्मिन् दिने मेधा स मुनि मुनेः आश्रमं गतवन्तः तत्र ते मुनिः पर् परामर्शात् देवीं दूर्गाम् पूजयन्ति तुष्टदेव्या परस्य पूजां कृत्वा तेषां मनोरथाः पूर्णाः भवन्ति यथा एषा पूजा वसन्त ऋतौ अभवत् अतः सा वासन्तीपूजा इत्यपि कथ्यते तत्र पूजायाम् अहम् नववस्त्रानि धारयामि माल्यानि च समर्पयामि दुर्गामातरं च पूजयामि